स्वस्थ आहारस्य उत्पादनकाले बीजचयनात् आरम्भः उर्वरकं कीटनाशकानां प्रयोगपर्यन्तम् उत्पादनप्रक्रियायाः पूर्णनियन्त्रणं भवति अस्य अर्थः अस्ति यद् भवन्तः जैविकं भोजनम् उत्पादयितुं शक्नुवन्ति यत् कीटनाशकादिभिः रसायनैः मुक्ताः सन्ति ये भवतः स्वास्थ्याय हानिकारिकाः सन्ति धनस्य रक्षणं ताजाः स्वस्थं च भोजनं क्रयणं महत् भवितुम् अर्हति विशेषतः यदि भवान् जैविकम् उत्पादनं चिनोति स्वस्य भोजनस्य उत्पादनेन दीर्घकालं यावद्धनस्य रक्षणं कर्तुं शक्यते यतोहि सूपर् मार्केट्तः भोजनं कर्तुं धनं व्ययितुं न प्रयोजनम् आम् केवलम् आवश्यकं रोपयित्वा भवन्तः अन्यस्य अपव्ययं परिहर्तुं शक्नुवन्ति या अनेकेषु गृहेषु सामान्यसमस्या अस्ति अधिकम् अन्नस्य अवशिष्टस्य उपयोगेन खादं कृत्वा भविष्यस्य फलानां कृते मृत्तिकायाम् उर्वरकं कृत्वा भवन्तः यत् आहार्यं वर्धयन्ति तस्य अधिकतमं लाभं प्राप्तुं शक्नुवन्ति मम उद्याने अपि बहवः फलानि पुष्पाणि सन्ति तत्र अहं बहु प्रतिदिनं फलं खादामि पुष्पमपि मन्दिरं कृते देवानां कृते तत्र अहं पुष्पाञ्जलिं करोमि सर्वं सम्यक् जातं